मम लघुग्रामः अस्ति तत्र तु क्रीडाः क्रीडन्ति ताः क्रीडाः एवं नेशनल् रूपेण वा नास्य इंटरनेशनल् लेवल् मध्ये वा नास्ति एवमेव सांस्कृतिकक्रीडारूपेण प्रचलति एवं पश्यामश्चेत् तोक्कुडुबिल्ला एवं पण्टलाटा चम्माचक्का अच्चन्द्रकायलु बाराकट्टा एतादृशी लघु लघु क्रीडाः सन्ति बालाः आरभ्य बालात् आरभ्य वृद्धाः पर्यन्तं कोऽपि कापि वा क्रीडितुं शक्नुवन्ति एवं पश्यामश्चेत् लघुबालकाः नेलबण्डा इति क्रीडा क्रीडन्ति तदनन्तरं युवकाः तु पण्टलाटा इति बालिकाः चेत् पण्टलाटा इति क्रीडन्ति बालकाः क्रिकेट् एव क्रीडन्ति तदपि निर्दिष्टक्रीडाङ्गणम् इति नास्ति कृषिक्षेत्रे एव कृषकस्य छेत्रे एव ते क्रीडन्ति बालिकाः तु पण्टलाटा इति एकं पेटीकां स्थापायित्वा तत्र एवं एकं गृहं प्रति एतावत् अङ्काः इतोऽपि एकं गृहं प्रति एतावत् अङ्काः इति संस्थाप्य ते तेषां क्रीडां क्रीडन्ति एवं रूपेण वृद्धाः पश्यामश्चेत् उपविश्य उपविश्य क्रीडां क्रीडन्ति बाराकट्टा इति इतोऽपि एवं रूपेण पश्यामश्चेत् सर्वं सर्वाः क्रीडाः सांस्कृतिक क्रीडाः एव एवं नास्ति वयं यद् क्रीडितवन्तः तद् इण्टरनेशनल् लेवेल् भवेत् नेशनल् लेवेल् भवतीति क्रीडाः इत्युक्ते एव मनस्सन्तोषः भवेत् अस्माकम् आनन्दाय भवेत् इति तदेव संतुष्टः भवति अस्माकमपि